ऐतिहासिकस्थानानि माम अतीव रोचन्ते तत्रत्या कथा इतिहासः च मां सर्वदा मोहितं कृतवान् निश्चयेन भारतस्य केचन प्रमुख ऐतिहासिकस्थलानि सन्ति ताज्महल् आग्रा मुघलवास्तुकला क अद्भुतोदाहरणं कुतुब् मिनार दिल्ली भारतीया इस्लामिक् वास्तुकला एकं महत्त्वपूर्णं शन् चना अजन्त एग्गलोर्गुहा महाराष्ट्रे प्राचीनचित्रशिल्पानां निधिः जयपुरस्य ओमर्दुर्गा राज्पुत्प्रासादानां दुर्गाणां च भव्यता हेम्पी कर्णाटकः विजयनगरसाम्राज्यं भग्नावशेषे एतेषु स्थानेसु भारतस्य विधिः इतिहासः संस्कृतेः दर्शनं प्राप्यन्ते ऐतिहासिकस्थानानि द्रष्टुं मम प्रीतिः भविष्यति तत्रत्यः धरोहरः तथा च आस् आश्चर्यजनकाः सन्ति भवतः कीदृशानि स्थानानि रोचन्ते ऐतिहासिकस्थानानां य यात्रायां मम आनन्दः भवति तत्रत्या संस्कृतिः इतिहासः च मां बहु मोह्यते पर्वतयात्रा मम बहु रोचते तत्र शान्तिः प्राकृतिकसौन्दर्यं च मम मनसि अतीव रोचते पर्वतारोहणम् ऐतिहासिकस्थानानां भ्रमणं च मम रोचते तत्र शान्तिः इतिहासः च माम् आकर्षयति पर्वतयात्राः ऐतिहासिकस्थलानां भ्रमणं च मम बहु रोचते विशेषतः मन्दिराणां शान्ति वास्तुकलाः च मनः मोह्यते